आं मया नोवेल् एकं पुस्तकं पठितम् अस्ति तत्र तस्य नाम आसीत् मिश्टर् इरिटेटिङ् तस्मिन् पुस्तके अहं बहु वारं तस् तं पुस्तकम् एतदर्थं पठितं किमर्थं तत्र एकस्य छात्रस्य या प्रक्रिया वर्तते ए तथा च ग्रिजिसन् कालिक् या क्रिया वर्तते तासु क्रियासु यत्किमपि भवति तत्सर्वं तत्र वर्णितम् अस्ति एतदर्थं छात्राणां कृते तु अस्ति एव किमर्थं तं दृष्ट्वापि यत् करणीयं यत् न करणीयं तद् दृष्ट्वा एवं पठित्वा सा किमपि कर्तुं चिन्तयति एतदर्थम् अपि अनन्तरं तत्र या भाषास्ति तस्य तस्य पुस्तकस्य सापि समीचीना वर्तते एव किमर्थं तत्र आनन्देन आनन्दस्य विषयस्य इति विचिन्त्य तत्र लिखितम् अस्ति छात्रस्य या मानसिकी स्थितिः अस्ति एवं च तस्य स्तरस्य अनुकूलता या स्थितिः अस्ति तं सर्वं विचिन्त्य एव तत्र लिखितमस्ति पुन पुन एतदर्थमपि पठामि किमर्थं तत्र यत् मम इदानीं या आयु वर्तते तत् आयु अनन्तरमपि तस्य वर्णनम् अस्ति तर्हि अग्रे किं करणीयं तं पठित्वा अपि कर्तुं शक्नोमि एतधर्थम् अपि अहं पुन पुनः एतत् पुस्तकं पठामि अनन्तरं तद् यदि तस्य चलच्चित्रमपि भविष्यति चेत् तर्हि सम्यक् भविष्यति किमर्थं पठनार्थमेवं दृष्ट्वा यद् किमपि भवति चेत् स्मृतौ तु भवति अनन्तरं यदि दृष्ट्वा या अवबोधः भवति तत्सार्वकालिकः भवितुं शक्नोति एतदर्थं मम इच्छा अस्ति यदि चलच्चित्र रूपेण भविष्यति चेत् सम्यक् भविष्यति